जनवरि मासस्य प्रथमदिनाङ्कः चतुर्विंशत्युत्तरद्विसहस्रतमवर्षः मार्च् मासस्य षोडषदिनाङ्कः चतुर्विशत्युत्तरद्विसहस्रतमवर्षः पञ्चविंशत् पञ्चविंशतिः फ़ेब्रवरि मासस्य पञ्चविंशतिः चतुर्विशत्युत्तरद्विसहस्रतमवर्षः एप्रिल् मासस्य षोडषदिनाङ्कः चतुर्विशत्युत्तरद्विसहस्रम् मे मासस्य अष्टमदिनाङ्कः चतुर्विशत्युत्तरद्विसहस्रतमवर्षः